मया प्रथमतया विद्यालये तृतीयकक्षायाम् अशिक्षितं तरणम् अस्माकम् एकः शिक्षकः आसीत् तरणस्य सः अस्मान् पाठितवान् लघुबालकानां कृते जलस्य अधः शिरः स्थापयित्वा श्वसितुं न शक्नुवन् इति विचारः अत्यन्तं भयङ्करः इव भासते यद्यपि प्रायः अपेक्षितम् भवति तथापि सम्यक् श्वसनं जले जीवितुं सर्वेषाम् अवश्यकेषु महत्त्वपूर्णेषु तरणकौशलेषु अन्यतमम् अस्ति भवन्तः स्वस्य बालकस्य आत्मविश्वासं प्राप्तुं तरणस्य आनन्दं च प्राप्तुं सहायं कर्तुं शक्नुवन्ति यत् तस्य श्वसनं निगलनं विना नियन्त्रणं कर्तुं सहायं कर् कर्तुं शक्नुवन्ति प्रौढाः बालकाः च तरणस्य श्वसनस्य समुत् समुचितम् तकलन् तकलनीकम् तकनीकं ज्ञातुं शक्नुवन्ति वक्षस्थलं वक्षस्थलगभीरे जले स्थित्वा कुण्डस्य भित्तिं प्रति कुण्डस्य धार् धारायां हस्ते हस्तौ स्थापयतु कटिभागे नत्वा श्वसितुं जले मुखं स्थापयतु मुखनासिकद्वारा पप्पुसे पप्पुसेषु वायुः शनैः शनैः बलात् बहिः फूत् का फूत्करोतु जलपृष्ठं प्रति निश्वासं गच्छन् शिरः एकपार्श्वे तिर्यक् कुर्वन्तु यदा जलस्य उपरि मुखं निर्गच्छति तदा निश्वासं कुरु दक्षिणं ततः वामः वामपार्श्वम् प्राप्य पुनः व्यायामं कुर्वन्तु एतादृशि मया तरणम् अपाठ् अ पाठितम्